नमस्ते हा एवमेवं वदन्तु

हा एवं नाम पूर्णस्य गृहस्य वा उत केवलम् हाल् तत्र वा कुत्र अपेक्षितं पूर्णं गृहमेव इनोवेट् कर्तव्यं वा हा एवमेवम् हा अवश्यम अवश्यम् अवश्यम् हा एवम्

हा एवम् हा एवं प्रायः अस्य सर्वस्यापि मिलित्वा चत्वारिंशत् सहस्रं तु भवति अतः तावत् हा तावत्तु भवति एव एवं पुनः कथम् अपेक्षितम् इति अहं किञ्चित् प्लेनिङ्ग्स् भवतां कृते प्रेषयामि तद् दृष्ट्वा किमपेक्षितमिति यदि भवन्तः वदन्ति तर्हि तदनुगुणं वयं डिसैन् कर्तुं शक्नुमः हो यदि तथा अपेक्षितं तर्हि इतोऽपि अधिकं भवति धनस्य मौल्यं तदपि मिलति चेत् पञ्च पञ्चाशत् सहस्रं भवति तावत् हा एवमेवम् हा अवश्यमवश्यम् तस्य हा वदन्तु न नास्ति अत्रैव अन्तर्भवति तत् मया एव दीयते इति तु मया एव कर्मकराः आनीयन्ते तत्र कथं कर्तव्यं कथं डिसैनिङ्ग् कर्तव्यम् इति सर्वमपि अस्माभिः एव सूच्यते अतः तत् सर्वं यद् भवन्तः यच्छन्ति तस्मिन् धने एव सर्वमपि अन्तर्भवति केवलं कथमपेक्षितं डिसैन् कथम् इति तावदेव वदन्तु तत्र अपेक्षितानि वस्तूनि अपि अस्माभिः एव आनीयन्ते तत्र डिसैनिङ्ग् सर्वमपि तत्रैव क्रियते

हो एवं वा हा हा एवम् अवश्यं कुर्मः पुनः तथा बाल्कनि मध्ये नाम किमपि उपवेशणार्थं किमपि स्थापनं तादृशं किमपि वर्तते वा

हो एवं गृहस्य पुरतः सस्याणां सर्वं योजनं कर्तव्यं वा

हा हा एवं गृहस्य अन्तः यद् क्रियते तदर्थं पञ्चाशत् सहस्रं भवति यदि गृहस्य परितः पुरतः अपि कर्तव्यं तर्हि इतोऽपि किञ्चित् अधिकं भवति

तर्हि अवश्यम् अहं प्लेनिङ्ग्स् प्रेषयामि भवतां कृते तत्र पश्यन्तु यदपेक्षितं तद् वदन्तु तत्रैव वयं कृत्वा यच्छामः हा एवम् सत्यं हा एवम् अवश्यम् पुनः भवतां गृहं कुत्र वर्तते इत्यपि एक सूचयन्तु तत्र हा